एकादशदिनाङ्कः पञ्चमः मासः नवदशशतद्वशीतितमवर्षम् एकादशदिनाङ्कः द्वितीयः मासः नवदशशत नवदशशतद्बिसप्ततितमवर्षम् द्वाविंशतिदिनाङ्कः द्वादशः मासः द्विसहस्रसप्तवर्षम् षड्विंशतिदिनाङ्कः द्वितीयः मासः द्विसहस्रत्रयोदशवर्षम् त्रयोविंशतिदिनाङ्कः चतुर्थः मासः द्विसहस्रसप्तवर्षम्